केवलम् इड्लि धोसै इत्यादि एव मम प्रदेशस्य प्रसिद्धानि खाद्यानि इति वक्तुं शक्यते इट्लि सर्वदा तदेव प्रपा लोके अपि तत् वेरिगुड् ब्रेक्फ़स्ट् बालेन्स्ड् डयट् इति वदन्ति इड्लि स्टीम्ड् विथौट् आय्ल् तैलं विना तत् पाकं करोति कारणेन मार्निङ्ग् का पा प्रातःकाले तद् खादनं गुड् फ़ार् हेल्त् इति वदन्ति भोजनालयः अस्मिन् प्रदे मम प्रदेशे भोजनालयानि कानि प्रसिद्धानि शर्वणाभवनम् इति वदन्ति